अहम् एकं बृहत् आपणं गत्वा तेषां कृते उक्तवान् एकम् उत्तमं गीशर् म दशलिटर् म मु गीशर् आवश्यम् इति उक्तवान् तद् उत् अत्यन्तम् उत्तमं भवेत् इति अहं पृष्टवान् ततः ते अष्टसहस्रं रूप्यकाणाम् एक गीसर् दर्शितवन्तः अहं तत् स्वीकृतवान् स्थापितवान् आस् स्थापितम् आसीत् उभयोऽहम् आरब्धं कृतवान् परन्तु किम् अभवत् इत्युक्ते उपयोगसमये जड्दि उष्णं न भवति एकघण्टा दशलिटर् म उष्णं कर्तुं बहु दीर्घकालः स्वीकरोति अनन्तरं अतः तदर्थं तत्कारणात् करेण्ट् व्ययम् अपि बहु जास्ति भवति जलं दर्श् म् स्पर्शं करोति चेत् तद् द्वारा शाक् अपि भवति तदहं मा मगन् म मग् द् म महत् दुःखितः अभवत् अहं अहं किं पृष्टवान् तेषां कृते द् र् म् एकं म् मूल्यं जास्ति चेतपि एकम् अत्यन्तं मुख्यम् उत्तमं गीसर् ददातु इति उक्तवान् परन्तु ते म तद् मूल्यमेव जास्ति स्वीकृतवन्तः परन्तु महान् म अति म म लोयस्ट् स् म योग्यता एकः इत्येव दत्तवन्तः तद् द् महान् मम दुःखमस्ति